आ हरिः ओं नमस्कारः कथम् अस्ति एवम् एवं तर्हि मया यत् लिखितम् अस्ति तस्मिन् विषये भवती किमपि वदामि इति उक्तवती किल संस्कृतस्य विषये लेखनं प्रेषितवान् किल कथम् अस्ति

दोषाः सन्ति वा तत्र तत्र भारत भारतीय भाषा संस्कृतम्

इतोपि तादृशाः श्लोकाः सन्ति वा संस्कृतस्य विषये तत् तत्र योजयितुं शक्यते वा

सत्यं सत्यं भवति

आम् आम् आम् इदानीम् एव भवती यापयति किल उत्तम स्मरणं आगतं तत्

एवम् एवम् एवं सत्यं भोः अहमपि इदानीमेव भवती उक्तवती उक्तानुसारं श्लोकं लिखित्वा तत्र यदि रचनाङ्कुर्मः चेत् सुष्टुः भवति जनानां मस्तिष्के सृष्टुः उपविशतीति मम अपि चिन्तनं इदानीं जायमानं अस्ति उत्तमं भोः भवत्याः कथनं बहुसमीचिनम् अस्ति उत्तमम् अस्ति भोः महान् सन्तोषः भवती परिष्कारं

सत्यं सत्यं भोः इदानीं

आमामामाम्

आं सत्यं अस्माकं पत्रिकासु अपि एतादृशविषयान् वयं लिखामः चेत् जनाः अपि पठन्ति उत्तमतया प्रेरणां प्राप्नुवन्ति

अस्तु भोः अवश्यं धन्यवादः नमो नमः नमस्कारः पुनर्मिलामः